भारतं विविधभाषाणां देशः अस्ति अस्मिन् देशे बहुविधभाषाः प्रयुज्यन्ते तेषु तासु संस्कृतभाषा एका प्राचीनभाषा अस्ति अस्यां भाषायाम् बहु सुन्दरम् अद्वितीयं च व्याकरणम् अस्ति तद् अन्यभाषासु न उपलभ्यते किन्तु यथा प्रादेशिकपरिवर्तनं भवति तदा तदा वा सम्भाषणे अथवा संस्कृतभाषायाः प्रयोगे भिन्नभिन्नाः भेदाः दृश्यन्ते यथा तस्मिन् प्रादेशिका तस्यां प्रादेशिकभाषायां यथा उच्चारणं क्रियते तथैव संस्कृतस्यापि उच्चारणं क्रियते तद् न योग्यम् वस्तुतः तत् न योग्यम् इति वक्तुं ज्येष्ठाः सन्ति किन्तु तथापि प्रादेशिकभाषायाः प्रभुत्वम् अधिकं तस्य उपरि दृश्यते यत् न योग्यम् अन्यभाषाः अन्या याः भाषाः सन्ति ताः भाषाः यदा उच्यन्ते तदा संस्कृतस्य प्रभावः अथवा त ते शब्दाः संस्कृते दृश्यन्ते यथा कदाचित् भिन्नाः अशुद्धाः प्रयोगाः अपि भवन्ति तस्य परिणामः अपि तस्मिन् दृश्यते अतः कालानुसारम् इयं भाषा अपि परिवर्तिनी जायते